भारतस्य माध्यमक्षेत्रम् अतीवसम्मक् नास्ति कथमित्युक्ते सर्वदा यः वार्तां दर्शयति तत् सर्वदा सत्यमेव नास्ति तत् सर्वदा संस्कृतं सर्वदा सत्यमेव न दर्शयति यत्सत्यम् अस्ति तत् लघु आकारेण समाप्तङ्करोति अर्थात् लघु आकारेण दर्शयति एवञ्च यत् सत्यं नास्ति तत् बृहत् आकारेण दर्शयति तद्बृहत् आकारेण वदति अतः तत्र यत्सत्यम् अस्ति तत् सम्यग्रूपेण एवञ्च बृहद्रूपेण सर्वेषाङ्कृते दर्शनीयं न चेत् वार्ताक्षेत्रं भारतस्य माध्यमक्षेत्रं सम्मक् न भविष्यति अतः यत्सत्यम् अस्ति तत् सम्मग्रूपेण दर्शनीयम् एवं हि यत्सत्यं नास्ति तत् न दर्शनीयम् इति मम मनसि अस्ति एवञ्च सत्यमपि न भवन्ति सर्वदा यद् दृश्यते दर्शयति तत्सत्यमपि न दृश्यते न भवति मम प्रसिद्धः वृत्तपत्रिका अस्ति आनन्दबज़ार्पत्रिका एवञ्च मम वार्तावाहिन्याम् अस्ति न्युज़् एय्टिन्